भारतदेशे अहं राजस्थान् राज्यस्य जयपुरुप्रदेशे जयपुर् नगरे निवसामि अत्र मनोरन् मनसः उल्लासार्थम् अनेकानि प्र साधनानि सन्ति यथा चलच्चित्रमन्दिरं क्रीडाङ्गणम् उद्याना उद्यानम् उद्यानानि इति बहूनि सन्ति परञ्च चलच्चित्रमध्ये तु अहम् एक वारमेव गतवान् आसम् तत्र पूर्वं बहुपूर्वम् आसीत् तस् तत्र तु शुल्कं शुल्कस्य व्ययं भवति परञ्च अहम् उद्याने एव अत्यधिकं गच्छामि तत्र अस्माकं प्रमुखम् अस्ति सिटी पार्क् इति एकम् उद्यानम् वर्तते तस्मिन् मध्ये एव अहम् अत्यधिकं गच्छामि तत्र विंशति रूप्यकाणां शुल्कं देयं भवति क्रीडाङ्गणे अस्माकं परिसरीयव्यवस्था भवति तत्र क्रीडाङ्गणम् अहम् अत्यधिकम् अत्र क्रीडार्थम् आगच्छामि यतोहि मम प्रिय अत्र क्रीड क्रीडनकम् अस्ति हस्तकन्दुकम् इति